अस्माभिः एकम् एकः प्रवासः प्रवासः अस्माभिः प्रवासार्थं गन्तव्यमिति चिन्तितं चिन्तितमस्ति तन्निमित्तं भवताम् एजन्सि द्वारा कश्चन सहायः अपेक्षितः आसीत् स्थानानि गन्तव्यानि स्थानानि कानि इति अस्माभिः इदानीमेव एवम् आपाततया किञ्चित् तद्विषये काचिद् योजना कृता अस्ति परन्तु अस्माकम् इदानीं याने यानसमस्या अस्ति इत्युक्तौ अस्माकं समीपे यानि यानानि सन्ति तानि तानि यानानि इदानीं यावन्तः वयं जनाः गच्छामः तस्य कृते तद् तद्यानम् अथवा तानि यानानि अन्येषां समीपे अपि सन्ति तानि यानानि अनुकूलानि न भवन्ति पर्याप्तानि न भवन्ति वयं सप्त जनाः गच्छामः यानद्वयं यदि कर्तव्यं चालकद्वयम् अपेक्षितं परन्तू एकः एव चालकः अस्मासु उपलभ्यते अनन्तरं चालकौ द्वौ स्तः चालकौ द्वौ स्तः तथापि यदि यानद्वयं तर्हि पुनः यदि

परिवर्तयितुम् अन्येन सह परिवर्तयितुं कश्चन अन्यः अपेक्षितः भवति तादृशः कश्चन कश्चन न भवति अतः यदि एकं यानम् अस्माभिः अस्माकं कृते प्राप्यते तर्हि चालका द्वौ चालकौ स्तः यदा एकः श्रान्तः भवति अन्यः चालयति इत्येवं व्यवस्थां कृत्वा वयं गन्तव्यानि स्थानानि प्राप्तुं शक्नुमः इति अस्माकं चिन्तनं वर्तते अतः इदानीं भवतां समीपे कानि कानि यानानि लभ्यते उपलभ्यन्ते अस्माकं कृते तु सेवेन् सीटर् तथा भवति चेत् समीचीनम् आसीत् भवन्तः यदि वदन्ति सम्यक् भवति अस्माभिः चिन्तितमासीत् इनोवा अस्ति वा इति पृच्छामः इति यतः तत्रा सप्त जनाः सप्तजनाः विना प्रयासं विना क्लेशं तत्र उपवेष्टुं प्रभवन्ति इत्यतः यदि अन्यः कश्चनापि आगच्छति इति

भवन्तः दातुं शक्नुवन्ति वा जीप् अपि शक्यते अथवा अन्यत् किमपि तादृशं किञ्चित् समीचीनं यानं किञ्चित् दृष्ट्वा वदन्तु अहं पुनः दूरवाणीं करिष्यामि भवतां भवत भवतः कृते तावता भवन्तः एकवारं किं किं भवन्तः दातुं शक्नुवन्ति व्यवस्थापयितुं शक्नुवन्ति इति एकवारं सूचयन्ति चेत् साधु आसीत् वयम् अन्यत्रापि एतद् दृष्टवन्तः कुत्रचित् एवं लभ्यते वा इति तत्रापि तेषाम् इदानिं सद्यः नोपलभ्यते बहवः जनाः इदानीम् अस्मिन् काले प्रवासार्थं नयन्ति इत्यतः नोपलभ्यते इति उक्तवन्तः अतः भवतां समीपे एकम् अन्तिमं प्रयत्नं कुर्मः इति पृष्टवन्तः यदि उपलभ्यते एकवारं सूचयन्तु हा यथाशीघ्रं सूचयन्तु तावदेव अस्तु धन्यवादाः